मया इतः गमनकाले बहूनि यानानि लभ्यन्ते तानि कानि नाम बस् यानं कार् यानं बैक् यानम् आटो एरोप्लेन् ट्रैन् यानम् इत्यादिकं बहु लभ्यते अहं तु कार् यानं मध्येपि गतवान् अस्मि बस् यान मध्येपि गतवान् अस्मि बैक् मध्ये अपि गतवान् अस्मि बस् मध्येपि गतवान् अस्मि ट्रैन् मध्ये इतः बीदर् प्रति गतवान् अस्मि किन्तु मम कृते बहु स्मरणीयं यदस्ति यदस्ति नाम इदानीं अस्माकं प्रधानमन्त्री नरेन्द्रमोदी वन्दे भारत् इति रैल् यानं कृतवन्तः सन्ति तत् तस्मिन् गन्तुं मम नमा गतवान् अस्मि बहु अविस्मीरणीयमस्ति तत् तदेव अहं सर्वदा वन्दे भारत् इति यानं बहु स्मरामि एवं तथैव पश्यामः चेत् मम आकाशयाने नाम एरोप्लेन् मध्येपि गा गन्तुं बहु इच्छा अस्ति एकवारं गच्छामि तदपि यदा एरोप्लेन् मध्ये गच्छामि तदा तदेव अवस्मर् अविस्मरणीयं नाम अविस्मरणीयं यानं स्यात् इति भावयामि किन्तु इदानीं तु मम वन्दे भारत् एव यानं सर्वदा स्मरन् भवामि तत् बहु इष्टं जातं यदाहं तस्मिन् उपविष्टः तदा बहु तत् वेगेन नोर्मल् ट्रेन् तः तु तत् सामान्यरैल्यान अपेक्षया तत् बहु वेगेन अस्माकं अस्माकं बीदर् गन्तुं तु तत् हास्मला सामेन् सामान्य ट्रैन् यानं तु द्वादशाघण्टा स्वीकरोति किन्तु वन्दे भारत् षड्घण्टा मध्ये एव तत्र प्रापयति अतः तत् मम कृते स्मरणीयमस्ति इति उक्त्वा विरामामि